हा हा अत्र स्थगयन्तु कति रूप्यकाणि जातानि सप्तशतम् अस्तु अस्तु पश्यामि वस्तुतः मम समीपे अधुना सहस्रं वर्तते पञ्चशतस्य रूप्यकाणां नोट् नोट् द्वयं वर्तते मम समीपे अतः भवतां समीपे अस्य कृते किञ्चित् प्रतिरूप्यकम् वर्तते वा त्रिशतं रूप्यकाणि वर्तन्ते चेत् सौलभ्यं भवति मम वर्तन्ते वा यदि वर्तन्ते कृपया यच्छन्तु अन्यथा अहं दूरवाणीद्वारा समर्पयितुं शक्नोमि धनं सप्तशतं जातं खलु दूरवाणीद्वारा समर्पयितुं शक्नोमि अहम्

भवतां समीपे अस्ति वा गूगल् पे इति न वर्तते वा अस्तु तर्हि किं कुर्वन्ति अस्तु त्रिशतं रूप्यकाणि यच्छन्ति वा अस्तु अस्तु त्रिशतं सन्ति हा यच्छन्तु